अहं मम पर्यावरणे यानि सस्यानि उक्तवान् तानि इदानीं पुष्पम् यच्छन्तस्सन्ति तत्र पुष्पाणि दृष्ट्वा मम मनसि सन्तोषः जायमानः यतोहि समग्रपर्यावरणं पुष्पपूरितं भवति इति कृत्वा बहु सुन्दरं दृश्यते केचन बाह्यतः जनाः आगच्छन्ति ते अपि तत् पर्यावरणं दृष्ट्वा तेऽपि सन्तोषम् अनुभवन्ति ते अस्मान् पृच्छन्ति कतं भवान् वर्धितवान् एवं सुन्दरं दृश्यते इत्यादिकं तत् श्रुत्वा अपि मम मनसि सन्तोषः भवति पुष्पाणि अस्माकं पर्यावरणे भवेयुः ये यतोहि तानि सुन्दराणि दृश्यन्ते पुष्पं विना अस्माकं गृहं तथा सम्यक् न दृश्यते इति मम आशा भवति एवमेव यदा पुष्पाणि वर्ध एधन्ते स्वात्मनां कृते न भवति पुष्पसस्याणि तानि पुष्पाणि स्वस्य कृते अपेक्षते इति न वर्धन्ते तस्य उपयोगः अन्यत्रापि भवतु इति तेषां मनसि भवति अतः वयं ततः पुष्पाणि स्वीकृत्य देवालयेषु अथवा अन्यः अन्यत्र अलङ्कारकार्येषु अपि उपयोगं कुर्मः अतः अस्माकं मनसि अपि समीचीनभावः भवति सुन्दरपर्यावरणं दृष्ट्वा अस्माकं मनः अपि तथैव सुन्दरं भवति इति वक्तुं शक्यते वक्तुं शक्यते इति न मम आशयोपि स एव तथा एव मम मया अनुभूतुमपि वर्तते